मम मनसी ब्याङ्किङ्ग् विषये सर्वदा अवधानं भवति यतो इदानींतनकाले बहु प्रड् भवति अतः किञ्चित् ध्यानेनैव कार्यं कन्तव्यं सर्वदा अन्यत्र कुत्रापि अन्यत्र कालातीतः चेत् उत्थाप्य तेषां वार्तालापम् इत्यादिकं न श्रोतव्यं एवमेवं रूपेण किमपि सः अनुसन्धानं कृत्वा एव अग्रे स्मर्तव्यम् इति